मम इष्टतमः सङ्गीतप्रकारः हिन्दुस्तानीसङ्गीतं कला तथैव भावसङ्गीतः मराठीनाट्यसङ्गीतं मह्यम् अतीव रोचते यतो हि मराठीनाट्यसङ्गीतस्य बहु प्राचीना परम्परा अस्ति महाराष्ट्रस्य नाट्यसङ्गीतम् इति बालगन्धर्व महोदयेन तथा वसन्तराव् देश्पाण्डे महोदयेन तथा दीनानाथ् मङ्गेश्कर् महोदयेन प्रसिद्धं कृतमस्ति तस्य परम्परा उज्ज्वला एव अधुनापि महाराष्ट्रस्य नाट्यसङ्गीतं सर्वे शृण्वन्ति तस्य आनन्दम् अनुभवन्ति च